अद्यत्वे बालकाः नूतनाः क्रीडाः प्रायसः अन्तर्जालम् उपयुज्य एव क्रीडन्ति ते अन्तर्जालम् उपयुज्य गाड् आफ् वार् पेक् मेन् इत्यादि वीडियो गेम्स् क्रीडन्ति दूरवाणिम् उपयुज्य अपि केण्डि क्रष् लूडो फ्री फ़ायर् इत्यादि क्रीडन्ति एते इदानीं क्रीडाङ्गनम् उपयुज्य न क्रीडन्ति